आ किं करोति अहम् अत्र आ अत्र बेंगळूर् मध्ये किं हा हा हा अद्य बैठक् अस्ति इदानीं भोजनम् अभवत् इतः परं बैठक् हा श्वः आगच्छामि आ आ सत्यम् ह आ सत्यम् आ श्वः आगमनम् श्वः रात्रौ पुनः गमनमस्ति मैसूरु अ हा मैसूरु अग्रिमसप्ताहे अग्रिमसप्ताहे अस्मि ग्रामे अस्मि किं किम् अस्ति आ आ अस्तु कदा सोमवासरे गच्छामः हा आ अस्तु अस्तु किन्तु अनन्तरं गुरुवासरे पुनः गमनमस्ति खिल हा शुक्रवासरे शुक्रवासरे तत्र गन्तुं शक्य शक्यते खिल उल्याळ्ति आ तत्र अस्तु आ अस्तु आ अस्तु आ भवती भवत्याः किम् इदानीम् किम् किं भोजनम् अभवत् वा आ अस्तु सम्यक् औषधं सर्वं स्वीकृतवती वा आ कथमस्ति इदानीम्

हा अस्तु तत्र सर्वं किं वृष्टिः अस्ति वा अत्र आ तत्र अत्र सायंकाले वृष्टिः भवति सायंकाले तद् प्रतिदिनं तस्मिन् सन्दर्भे एतत् दूरवाणी कर्तुं न शक्यते सायंकाले हा

किम् किं करोति तद् धेनुः किं करोति श्वः श्वः तत्रैव ग्रामे एव आम् आगमनं श्वः ग्रामे एव हा सडन् बैठक् अस्ति श्वः हा हा अस्तु आगच्छामि अनन्तरम् किमपि अस्ति वा शिवकुमार किं करोति आ

हा प्रातःकाले हा षड् वादने आगन्तुं वदतु षड् वादने आगन्तुं वदतु

सा प्रातःकाले गच्छति खिल

हा अस्तु अनन्तरम् हा मार्लि किं करोति

किमपि भाषणं न श्रूयते आ तस्य भाषणं न श्रूयते हा अस्तु हा अस्तु आ भोजनं करोतु हा अहं अहं श्वः प्रातःकाले आगच्चामि अस्तु अस्तु मिलामः राम् राम्